नमस्ते महोदय श्रीलङ्कन् एयर्लाइन्स महोदय क्षम्यताम् अस्माकं तद्दिने फ्लैट् मध्ये एकः वेदर् कण्डिषन् आसीत् तेन एतत् विलम्बः जातः क्षम्यताम् आं महोदय आं महोदय महोदय तद्दिने किम् अभवत् इति एतत् वेदर् कण्डिषन् तेन अन्फार्चुनेट्ली अस्माकं फ्लैट् विलम्बः जातः तेन भवान् रीफण्ड् वाञ्छति चेत् कर्तुं शक्यते तथापि फुल् अमौण्ट् दातुं शक्यते इति अहं न जानामि आं वदतु महोदय महोदय आं महोदय भवतः बेग्गेज्मध्ये एकम् टेग् अभवत् वा तेन अहम् मम मेनेज्मेण्ट् सह वार्तालापं करोमि ततः परं भवतः रीफण्ड् कर्तुं प्रयत्नं करोमि आम्

आं महोदय तत् कार् तत् कारणं वयं प्रथमतः भवतः बेग्गेज् कुत्र अस्ति इति अन्वेषणम् कर् कुर्मः तद् बेग्गेज् मध्ये कोऽपि टेग् वा नाम वा अभवत् वा भवतः नाम तत्र लिखितम् आसीत् वा आं आं वयं प्रथमतः तत् अन्वेषणं कुर्मः न लभ्यते चेत् वयं रीफण्ड् कुर्मः अस्तु धन्यवादः